हरि ओम् नमस्कारः सर्वं समीचीनं सूचयन्तु को विषेशः अरे कि शैथिल्यमित्युक्ते बहु शैथिय्लमसि बहु कष्टमस्ति तत्तु किमस्ति इत्युक्ते समीचीनतया किमपि अप्रचलति जनाः सामान्यतया नागच्छन्ति यदि कश्चिदागच्छति तर्हि सः प्रायः धनं तस्य सविदे कोषे न भवति जनाः निर्धनाः संवृत्ताः इति भाति अथवा यः कोपि आगच्छति चेत् न्यूनं मूल्ययुतं वस्तुनं स्वीकृत्य पुनः निर्गच्छति तस्मात् एत्तत् महत् कष्टं सत्यं सत्यं सत्यं एतत्तु समीचीनं एवं वस्तुतः सर्वं सर्वं अर्गेनिक् जनाः वान्छन्ति परन्तु तस्य मूल्यन्तु अत्यन्तं वर्धितं भवति तस्मात् सर्वे अपि तत् सर्वं स्वीकर्तुं न शक्नुवन्ति यतः मूल्यमधिकं तस्मात् जनाः तेन कारणेन अपि न स्वीकुर्वन्ति केचन स्वगृहे एव अल्पेन एव अल्पैः साधनैः सर्वं साधयन्ति तदपि कारणम् अतः अस्माकम् व्यवसाये किमपि समीचीनं जायमानं नास्ति महत् कष्टं भवतां का स्थितिः

सत्यं

अस्तु किं कुर्मः एतत्तु कष्टमेव भोः महत् कष्टमस्ति कतञ्चित् कार्यं साधनीयं कतञ्चित् व्यवसायमन्तरा किमपि कार्यमेव नास्ति तर्हि जीविकां यापयितुं जीवनार्थं व्यवसायस्तु करणीयः अतः अस्तु यादृशिर्स्थितिर्नाम एवं अस्तु एवमेव अस्तु धन्यवादः पुनर्मिलामः